यदा यदा उत्सवाः आगच्छन्ति तदा तस्य उत्सवस्य नियमाः के इति ज्ञात्वा तद् अनुसृत्य उत्सवस्य आचरणं भवेत् इति आशयः भोजनादिषु तावद् अवधानं न दीयते अस्माभिः सामान्यतया एव सर्वदा भोजनं भवति परन्तु देवपूजां निमित्तम् सर्वं समीचीनतया सिद्धतां कृत्वा देवस्य देव देवस्य बिम्बस्य वा चित्रस्य वा स्वच्छता करणम् अनन्तरं तस्य हरिद्रा कुङ्कुमलेपनं पुष्पमालादिकं वस्त्रादिकम् उपवी उपवीतम् आभरणादिकम् इति सर्वं तत्र अलङ्कारं कृत्वा पुनः समीचीनम् एकम् एकस्मिन् पीठे देवं वा देवीं वा उपावेष्य उपचारेण सह पूजा तु भवत्येव अनन्तरम् अन्यस्मिन् दिने पुनर्पूजामपि कृत्वा देवं यथा स्थानं प्रतिष्ठापयामः एवमेव अस्माकं गृहे बहु सिम्प्लि एव अस्माकम् उत्सवाचरणं भवति